राजस्थानप्रदेशे पुरा बाल्यविवाहप्रथा सतीप्रथा इत्यादयः आसन् अहं मन्ये यत् एतादृश्यः प्रथाः यदा बाह्याक्रान्ताः भारते आक्रमणं चक्रुः तदा तेभ्यः स्वबालिकारक्षणार्थम् अत्रत्याः जनाः बाल्यविवाहं प्रारब्धवन्तः यदा युद्धः भवति स्म तदा यदि अत्रत्याः राजानः पराजयं प्रापयन् तर्हि शत्रुः तेषां स्त्रीजनैः सह दुष्कर्म न कर्तुं शक्यात् अतः ते सतीप्रथां प्रारब्धवन्तः